नमस्ते अयं श्रीनिवासः भोजनालयः वा अहम् श्वेता अस्मि अत्र गिरिनगरे वसामि अहं भवतः भोजनालयतः किञ्चित् भोजनम् आर्डर् कृतवती सर्वदा एव आर्डर् करोमि सर्वदा सम्यक्तया आगच्छति किन्तु अस्मिन् वारे अहं तत्र भोजनं यत् आर्डर् कृतवती तत्र सामान्यां रोटिकां न इष्टवती अहम् अक्किरोटिका तथा च रागीरोटिकाम् इष्टवती तथा च जोवार्पिष्टेन निर्मिता रोटिकामेव इष्टवती सामान्यं भोजनेन सह पिष्टरोटिकायाः स्थाने एतादृशाः एतादृशाः रोटिकाः अहम् इष्टवती किन्तु मत्कृते भवन्तं तद् पिष्टं पिष्टनिर्मिता रोटिकाम् एव प्रेष रोटिकाः एव प्रेषितवन्तः तर्हि अधुना किं कर्तुं शक्यते कृपया तत्र एतस्य परिवर्तनं कुर्वन्तु अनन्तरं तदपि शीघ्रं भवतु यतो हि अयं मम भोजनसमयः अन्यथा अन्यथा एतद् आर्डर् अहं के केन्सल् कर्तुम् इच्छामि मम धनं प प्रेषयन्तु कृपया